गीतानि श्रोतुं मम रुचिः अस्ति लद्दाकीसङ्गीतं भक्तिसङ्गीतं फ़्लिम्सङ्गीतं लोकसङ्गीतं संस्कृतिसङ्गीतं च शृणोमि मम प्रिय गायकेषु दोरजेतक्मो मुरुक्नाम्ग्याल् लतामङ्गेशकर् गुलाम् आली अर्जित्सिङ्ग् प्रभृतयः गायकाः सन्ति अस्माकं लद्दाकीयसङ्गीते आरोहावरोहस्य क्रमः सर्वथैव भिन्नः भवति तत्र प्रायशः स्थानीयपर्वतशृङ्गाणां पुराणानां बौद्धपरम्परायां सम्भवति कदाचित् प्रेमीगीतेषु विहारवर्णनं भवति